मम समीपे मम गृहस्य समीपे बहवः भिन्नाः सांस्कृतिकसमुदायाः वसन्ति यदा यदा अहं तेषां सह वार्तालापं करोमि तदा तदा ता यदि तेषां कृते मम सहाय्यस्य या आधारस्य अपेक्षा अस्ति तदा अहं तस्मिन् समये मम कर्तव्यम् इति तस्य तेषां सहाय्यम् इति कर्तव्यम् इति मत्वा अहं तेषां सहाय्यं करोमि तथा च तेषाम् अपरः सांस्कृतिकः कार्यक्रमेषु मम यानि कानिचित् परिश्रमस्य यदि अपेक्षा अस्ति तर्हि अहमपि ताम् आवश्यकतां पूरिकर्तुं सदैव अग्रे अस्मि